संस्कृतभाषा अहं कथं ज्ञातवान् अधीतवान् च इति विषयः इदानीम् आरप्स्यते वार्ता आरप्स्यते तत्र पश्चिमवङ्गे एकं संस्थानम् अस्ति बेलूर मठः तत्र बेलुर मठे रामकृष्णः मठः विवेकानन्दवेदविद्यालयः इत्याख्यः विद्यालये अहं एकादश श्रेण्यातः द्वादश श्रेणीपर्यन्तम् अधीतवान् तत्र शिक्षकैः आचार्यैः अहं संस्कृतभाषा भाषा पठिता भाषाम् अधीता पुनः तत्र काचित् सुव्यवस्था कृता तैः महाराजपादैः यथा मासत्रये एव संस्कृतस्य धातुरुपाणि शब्दरुपाणि कण्ठस्थीकर्तुं कण्ठस्थीकर्तव्यानि पुनः वाक्यानि वाक्यानां कथं शैलीभवति वाक्यकौशलं वाक्यगठनस्य कौशलं कथं भवति एवं परस्परं वार्तालापः कर्तव्यः यदि केनचित् छात्रेण सांस्कृतवार्तालापः न कृतः तर्हि तस्य तेन मृत्कर्तनम् इति धृतकार्यम् आसीत् धृतकार्यस्य काचित् सुविधा जाता यदि कश्चन सम्यक् संस्कृतं वक्तुं पारयति तर्हि तस्य कृते मृत्कर्तनं तु नैव भवति तस्मात् जनैः अवश्यं संस्कृतं वक्तव्यं शुद्धं च वक्तव्यम् आसीत् यदि संस्कृतं न वदेत् कश्चन तर्हि तस्य कृतेपि दण्डः आसीत् तस्मात् ते अह् वयम् सम्यक् संस्कृतं शिक्षितवन्तः तदानीमेव